अहं बेङ्गलूरु नगरे वसन्ती अस्मि अत्र महत्वपूर्णस्थानीय उद्योगम् इत्युक्ते ऐ टि कार्याणि एव बेङ्गलूरु नगरस्य अन्य नाम अस्ति सिलिकान् वेलि इति भिन्नभिन्न नगरेभ्य देशेभ्य अत्र ऐ टि उद्योगार्थम् प्रतिदिनं सहस्रशः जनाः आगच्छन्ति एव किञ्चित् कालान्तरे अत्रत्यवातावरणं जनानां प्रीतिः परिवहनव्यव्स्था भोजनशाला नवीन नवीन नवीनं सर्वं दृष्ट्वा अत्रैव वसितुम् इच्छति अतः बैङ्गलूरु नगरम् एकदा पेंशनर् पेरडैस् इति आसीत् कालान्तरे ऐ टि क्षेत् क्षेत्रं भूत्वा सर्वत्र भोजनशाला यातायत् आपणाः वस्तिगृहाणि क्रीडाङ्गनं सर्वं वेगेन वर्तते वर्तन्ते जनानां बहु प्रीतिः अपि अस्ति अत्र